उत्तरभारतम् एवं दक्षिणभारतं च सांस्कृतिकरूपेण बहुषु विषयेषु भिद्यते तत्र भाषाविषये पश्यामः चेत् स्पष्टः भेदः दृश्यते उत्तरभारते विद्यमानभाषाणां पस्परं साम्यं दृढतया दृश्यते परन्तु उत्तरभारतभाषाणां दक्षिणभारतभाषाणाञ्च साम्यमस्ति चेदपि वैलक्षण्यमपि तथैव तत्र दृढतया विद्यते पुनः आहारविषये पश्यामः चेत् सामान्यतया उत्तरभारते रोटिकाः अधिकतया उपयुजन्ते गोधूमस्य उपयोगः अधिकतया क्रियते दक्षिणभारते तु तण्डुलस्य उपयोगः अधिकः क्रियते पुनः वस्त्राण्यपि तत्र वातावरणानुगुणं भिद्यन्ते यतः उत्तरभारते शैत्यमधिकं भवति दक्षिणभारते सामान्यतया धर्मः अधिकः भवति वायुगुणविषये पश्यामः चेत् दक्षिणभारते शुद्धः वायुः अस्तीति वक्तुं शक्यते उत्तरभारतापेक्षया पुनः शिक्षणं पश्यामः चेत् दक्षिणभारते जनाः उत्तरभारतजनानाम् अपेक्षया सुशिक्षिताः सन्ति इत्यपि वक्तुं शक्यते पुनः भूगुणः इति पश्यामः चेत् तत्र तादृशः महान् भेदः न दृश्यते तत्र कृषिविषये तु भेदः अस्त्येव परन्तु भूमेः गुणवत्तां पश्यामः चेत् उत्तरभारतेऽपि गुणवत्ता अस्ति क्वचित् क्लेशाः सन्ति दक्षिणभारतेऽपि गुणवत्तास्ति क्वचित् क्लेशाश्च सन्ति